चत्वारो वेदाः भवन्ति तेषां वेदानाम् अध्ययनाय आदौ वेदाङ्गानि पठ्यन्ते षट् वेदस्य अङ्गानि भवन्ति तानि च शिक्षा कल्पः व्याकरणं ज्योतिषं निरुक्तं छन्दः च तत्र कल्पः इति अन्यतमं कल्पशास्त्रे कर्मकाण्डस्य विवरणम् अस्ति अत्र जन्मनः उपनयनस्य विवाहस्य अन्त्येष्टेः अन्येषां संस्काराणां विभिन्नयज्ञानां च वर्णनम् अस्ति कल्पः नाम वेदेन विहितानां कर्मणाम् अनुष्ठानां कर् क्रमेण कल्पना यत्र क्रियते अत्र षोडशसंस्काराः श्रौतयागः पाकयज्ञः इत्यादयः वर्णिताः कल्पस्य चत्वारः भेदाः भवन्ति श्रौतसूत्रं गृह्यसूत्रं शुल्बसूत्रं धर्मसूत्रं च एते चतुर्णां वेदानां शाखानुसारं भिन्नाः भिन्नाः अपि भवितुम् अर्हन्ति कल्पस्य अध्ययनार्थं तत्तत्शाखानाम् आचार्यैः कल्पसूत्राणि रचितानि सन्ति ते च अद्यापि रहस्यात्मकाः वर्तन्ते